देशेऽस्मिन् वर्तमानसमये चिकित्सालयः व्यवस्था तथा सुदृढा समर्था च नास्ति वस्तुतः जनसंख्यानुगुणं या य यथा जनाः निवसन्तः सन्ति तदनुगुणं चिकित्सालयानां संख्या पुनः समर्थानां चिकित्सालयानां संख्या उपकरणयुक्तानां तथा व्यवस्था नास्ति कोविड् महारोगस्य समयेऽपि यथा वयम् अनुभूतवन्तः तत्र प्रायशः ये रोगिणः आगच्छन्ति तेषाम् उपचारं कर्तुं चिकित्सालयानां पार्श्वे तथा सौविध्यम् नासीत् पुनः चिकित्सकः अपि नासन् ततः तदर्थं तस्मात् कारणात् बहवः एव रोगिणः दिवङ्गताः अभवन् गतविषये गतसमये गतवर्षे वा तथा किञ्चित् तत् तस्यां तेषु चिकित्सालयेषु किञ्चित् परिवर्तनं जातमस्ति यथा प्रायशः अस्माकं राज्ये राजस्थाने ब्लाक् स्तरे एकस्मिन् विद्यालये ओक्सिजेन् निर्मातुं तत्र संयन्त्रः स्थापितः अस्ति वा तथा सर्वकारीयः यत्नानि सन्ति तत् तत् यत्नेन औ औषधालयानां चिकित्सालयानां स्थितिम् वर्धितुं प्रयासः कुर्वन्ति